मम मण्डले अर्थव्यवस्था पूर्वं यत् या आसीत् तत् अपेक्षया अधुना बहु उन्नतिः जाता पूर्वं तुलना अधुना व्यवसायवाणिज्यम् अधिकं परिदृश्यते यस्य कारणेन मनुष्याणाम् उन्नतिः भवति एतेषु परिवर्तनेषु केन्द्रीयसर्वकारः राज्यसर्वकारः द्वावेव मिलित्वा योगदानं दत्तवन्तः अत्र उच्चतरप्रवलिः या अस्ति यः अस्ति तस्य कृते अधिकं लाभदायकः लाभदायकः भवति परन्तु यः मध्यवित्तपरिवारः अस्ति तस्य कृते किञ्चित् समस्यादायकः अपि भवति येषां परिवारः अतिदरिद्रः भवति तेषां कृते हानिः अपि भवति समस्या अधिका अपि परिदृश्यते यस्य कारणेन यः दरिद्रः सः दरिद्रः अपि भवति यः मद्ध्यवित्तपरिवारः स मद्ध्यवित्तपरिवारः भवति एवञ्च यः उच्चतर परिवारः सः उच्चतरपरिवारः एव परिदृश्यते